अहं फ़र्वरी मासस्य सप्तविंशति दिनाङ्के द्व् द्वात्रिंशत् अधिकद्विसहस्रतमे वर्षे स्वीकृतवान् अस्याः दूरवाण्याः नाम विवो वाय् थर्टीफ़ैव् आसीत् तर्हि एतां दूरभाषां स्वीकृत्य अहं बहुप्रसन्नः अभवम् अस्य विशेषता अस्ति यत् कि अहं पी पी टी इत्यादि निर्माणं करोमि तर्हि सम्यग्रीत्या अत्र निर्मातुं शक्नोमि अत्र बहुविधः फ़्युचर्स् इत्यादि प्रोडक्ट्स् अस्याम् अन्ते एव सन्ति अत्र विवो इति दूरभाषे तस्य कम्पन्यः तः एव अन्ते बहवः फ़ीचर्श् इत्यादयः सन्ति तर्हि तेषामपि उपयोगः कर्तुं शक्यते अन्यत् प्लेस्टोर्तः अपि यमपि यं यम् एवमपि वयं स्वीकुर्मः तर्हि सम्यक् प्र् प्रकारेण सरलरीत्या एव स्वीकर्तुं शक्नुमः तर्हि अहम् एतां दूरभाषां स्वीकृत्य बहु प्रसन्नो जातः